आम् अहं नियमानुसारं सामाजिकमाध्यममञ्चस्य उपयोगं कुर्वन् अस्मि फेस्बुक् इन्स्टाग्राम् च मम प्रियम् सर्वेषां जनानां सामाजिकमाध्यममञ्चे सङ्घटनस्य कृते एतत् महत् आविष्कारम् अस्ति शिक्षणं व्यापारं कला सङ्गीतं नृत्यम् च एतेषां विस्तृतज्ञानार्थं संविभजनार्थम् अध्ययनार्थं च एतत् सम्यक् मञ्चः अस्ति अहं जनाः एतानि मञ्चानि सफलपूर्णं उपयुज्य लाभं स्वीकृ स्वीकुर्युः इति इच्छामि अहं चित्रम् उद्दोग अवकाशं च वितरणं कर्तुं तेषाम् उपयोगं करोमि अहम् एतदर्थं प्रतिदिनं त्रिंशत्निमेषाः व्ययीकुर्वन् अस्मि